भारते केचन लोकप्रियाः योगगुरवः सन्ति इति प्रश्नस्य उत्तरमहं ददामि पतञ्जलिः रामदेवबाबा वासुदेवानन्दसरस्वती अस्ति अनेकाः योगगुरवः सन्ति तेषां कार्यं बहु मूलः अस्ति तस्य प्रकु दा रामदेवबाबः रामदेव बाबा यदि योगः कुर्वन्ति तर् करोति तर्हि अहं पश्यामि आस्था इति चानल् अस्ति तत्र रामदेव बाबायाः प्रतिदिनस्य योगः पाठः भवति अहं पश्यामि तर्हि अहं गृहे अपि अनुकरणं करोमि यदि योगे योगे विविधानि आसनानि सन्ति यदि वयं सर्वे आसनानि कुर्मः तर्हि जीवने कदापि रुग्नः न भविष्यन्ति इति कारणे प्रतिदिनं योगः कुर्मः